नमस्ते भोः मम जीवने पाककलायाः वैशिष्ट्यं वर्त्यत् वर्त्यत्येव तत्कथम् उद्भूतः इति प्रश्ने अहं तु पाकरसे बहु प्रवृत्तवान् अस्मि तत्र विशिष्टाः पाकाः मम मनः सम्प्रीणयति अतः कारणात् पाककला तु पाककलायाः ज्ञानन्तु मम आवश्यकम् एव इति ज्ञात्वा मम माता कथं पाकः करोति तथा च मम परिवारस्य जनाः कथं पाकः करोति इत्यादि इत्यादीन् दृष्टवा तस्मिन् विभिन्न तस्यां विभिन्नायां पाकायां कथं मम मोदः भवति इत्यादिन् दृष्टवा मम माता माम् पाक करणं कथं करणीयम् इत्यादिन् ज्ञात् ज्ञान् ज्ञानान् दत्तवती अतः करणात् तान् ज्ञानान् आधृत्य अहम् अपि पाकं करोमि किञ्चित् दिवसे पाके किञ्चित् तुष्टिः न भवत् न भवति तदा किम् अभवत् इत्यादि प्रश्नान् मम परिवारस्य जनान् पृष्ट्वा ते तैः उक्त मार्गान् आधृत्य पाककलां सम्वर्धयामि तस्य संरक्षणम् अपि कृत कृतं वर्तते मया